कदापि ऐतिहासिकं सांस्कृतिकं चारणं न कृतं एतावत्पर्यन्तम् इतः परं यदा कदापि तादृशः अवसरः प्राप्स्यते तर्हि अहम् निश्चयेन गन्तुं परिश्रमं करिष्यामि